प्रणमामि महोदय अह् अहं कुशलम् कुशलम् अस्मि हा महोदय् हा महोदया आरोग्याय किं किं करणीयं येन खानपानेन अथवा सेवनेन शरीरं स्वस्थ्यं भविष्यति आरोग्यं भविष्यति तदस्मिन् विषये अहं ज्ञानं कर्तुम् इच्छामि सम्यक् सम्यक् सम्यक्

सम्यक् सम्यक् एवं वा

भोजनं करणीयम् करणीयम्

यद् मन्ये अहं मन्ये अहम् आचार्यचरणाः यत् अङ्कुरितं चणकं भवति मुद्गं भवति तस्य यदि खादयामः प्रातःकाले सम्यक् सम्यक् सम्यक्

सम्यक् आचार्यचरणाः भोजने किं किं करणीयं येन भोजनं सम्यक् सम्यक्

मन्येऽहं मन्येऽहं भवताम् आशयः वर्तते समयेन भोजनं करणीयम् सम्यक् सम्यक्

शक्यते सम्यक् सम्यक् तर्हि रात्रौ वा किमपि ग्रहणीयं रात्रौ यदि सम्यक् सम्यक्

ह रिक्तम् रिक् हा रिक्तं भवति

सम्यक् बहु शोभनं भवतां विचारः वर्तते भवताम् आशयं ज्ञात्वा अहं कृतकृत्वोऽस्मि आचार्यचरणाः प्रणमामि पुनश्च मिलामः महोदय